उद्यानकार्यं सस्यवर्धनम् अभिरुचिरूपेण कथं जातं नाम अहं बाल्यकालादेव सस्यवर्धनम् उद्यानपालनं नाम बहु इच्छामि स्म तत्रापि मम शिक्षकाः मां बहु प्रेरयन्तः आसन् अतः तेभ्यः अहं प्रेरणां स्वीकृत्य इदानीम् अपि अहं प्रतिदिनं सस्यवर्धनं करोमि उद्यानवनस्य पालनं करोमि सस्यानां संरक्षणे अहं प्रतिदिनं प्रयत्नं करोमि यदि अहं मम परिसरस्य संरक्षणं सम्यक् करोमि तर्हि सः परिसरः मां सम्यक् रक्षत्यपि अतः अहं प्रतिदिनम् अहं सस्यवर्धनम् उद्यानकार्यं च अनवरतम् अहं सम्यक् निर्वहामि प्रतिदिनं सस्येभ्यः जलं स्थापनं सस्य अनपेक्षितसस्यानाम् उत्पाटनम् इत्यादिकं कार्यं कृत्वा सस्यानां पालनं पोषणञ्च करोमि